हरिः ओम् महोदया नाम ऐश्वर्या

अहं पठनं करोमि इदानीम् उच्चविद्यालयविद्यार्थिनी आम् आम् आम् महोदया मम कानिचन प्रश्न प्रश्नानि सन्ति यतः मानसिकसम्मर्दम् अधिकरीत्या अनुभवामि तस्य प्रश्नः अधिकरीत्या अस्तु सम्मर्दः

अन्यचन के केचन प्रश्नाः तत्र पठनार्थमपि श्रद्धां कर्तुं न शक्नोति पठनार्थमपि इदानीमहं द्वादशवर्षीया विद्यार्थिनी अतः तत्र पब्लिक् एक्साम् अपि अस्ति तत् तदा प्रायः सिक्स्टीन् षोडश षोडश भवति षोडश अस्तु अस्तु अस्तु अस्तु आम् आम् हा अधिकरीत्या एव पठनकार्याणि अपि अधिकरीत्या अत्यधिकाः भवन्ति तत्र बह् बहवः हा पठनकार्यम् अपि अधिकरीत्या अत्यधिकः भवति हा हा अस्तु तदा अद् अहम् एकत्र ट्यूटर् ट्यूटर् करणार्थमपि ट्यूषन् अपि गच् गच्छामि गच्छामि आ आ अस्ति अस्ति अस्ति पठनार्थं समयः पर्याप्तः न भवति सुकृतः हा सुहृदः अस्ति सुहृदः अस्ति न न केचन समये एव केचन सम् समये एव करोति तस्यापि प्रश्नः अस्ति हा अस्तु अस्तु अस्तु अस्तु आम् आम् आम् आम् आम् आम् आम् आम् आम् आम्

सुश्चै

आम् निश्चयेन

आं निश्चयेन धन्यवादः

आम् आम् निश्चयेन सम्यक् तस्य निर्देशाः लब् लभन्ते वा मेडिकेशन् प्राणायामस्य वा मेडिटेषन् प्रा मेडिटेषन् कर्तुं निर्देशाः प लभन्ते वा कुत्रतः आम् धन्यवादः अस्तु धन्य धन्यवादः विरमामि